कस्याश्चित् विशिष्टायाः सेवायाः सर्वकारस्य अहं तु साक्षात् लाभं न प्राप्तवान् परन्तु अहं मम ग्रामे बहुधा अपश्यम् तत्रत्याः जनाः प्रधानमन्त्री आवासयोजना इति योजनायाः वशात् तेषां नूतनम् अतिसम्यक् गृहं निर्मितमस्ति यतोहि तेषां गृहमेव नास् नासीत् अथवा केषाञ्चन आसीदपि तत् मृत्तिकानिर्मितम् आसीत् मृन् मृन्निर्मितं आसीत् तदिदानीं पाषाणनिर्मितं सुन्दरम् एकं गृहं अनया योजनया तेषां कल्पितम् अस्ति इतोपि सर्वकारीययोजनाभिः तेषां कृते खाद्यं वस्तु प्रदीयते धान्यं प्रदीयते तैलं प्रदीयते बहुकिमपि पुनः शर्करा प्रदीयते एवं सर्वकारीया बहुविधयोजनानां लाभं स्वीकुर्वन्तः मम ग्रामवासिनः सन्ति इत्यहं बहुधा प्रत्यक्षी कृतवान् अस्मि